नमो नमः करकुशलतया शिक्षणं बहु सम्यक् वर्तते अत्र यद् लघुलघुबालकानां यत्किमपि तस्य कौशलमस्ति तस्य एकं प्लाट्फ़ार्म् मिलति तत्र बालकः स्वकीयं यत्किमपि कौशलमस्ति तत्र सः दर्शयति अत्र मम तु कौशलं चित्रं चित्रकला इति अस्ति अहं बाल्यकाले बहु चित्रं चित्रकारिः करोमि यद् मम शालायामपि एका कक्षा अस्ति तत्रापि अहं बहुवारं चित्रं चित्रकारिः करोमि अत्र चित्रकारिः अत्र मम बहु रोचते जीवनस्य अस्मिन् स्तरे कला कालः किमपि कार्यम् अथवा एकान्ते त्यक्त्वा यावच्चित्रकौशलस्य उन्नतं उन्नयनार्थं सचेतननिर्णयं न क्रियते तावत् प्राकृतिकं वैकासिकं निवृत्तं भविष्यति छात्राः स्वस्य रेखाचित्रस्य उपरि अपरिवक्तायः विषये समीक्षात्मकं रूपं अवगताः भवन्ति सहजतया निरुक्ताः च भवन्ति लोलक्फ़ेन् इत्यस्य समाधानम् अस्ति यत् तेषां व्यव व्यवसायकालः अवधारणायाः विस्तारः करणीयः यच्चित्रकला वास्तुकला आन्तरिकं आन्तरिकं विन्यासः हस्तशिल्पम् इत्यादि आन्तरिकं गौरवं प्रतिनिष्कर्मकला कलाव्याव्हा व्यापारः च समाविष्टाः भवन्ति अत्र यदा किमपि कौशल्यं स्वस्य हस्ते आवश्यकम् अस्ति यदा किमपि कौशल्यं नास्ति तदा जीवनस्य सार्थकं किमपि नास्ति अस्माकं तु कौशल्यं चित्रकला एव अस्मि तर्हि चित्रकलायाः अहं बहु सम्यक्तेन अग्रिमं कार्यं करोमि तर्हि